मनुष्याः इत्युक्ते दोषः कुर्वन्ति एव एवं मम बाल्यकाले अहं मम अनुजाौ द्वौ अपि मिलित्वा बहिः गतवन्तः तत्र वस्तुं दृष्टवा स्वीकर्तुम् इच्छा अस्ति परन्तु हस्ते धनं नास्ति एवमेव स्वीकृतवन्तः ते अधिकतया तर्जनं तर्जितावन्तः किमर्थं स्वीकृतम् किमर्थम् एवं कुर्वन्ति न पठितवन्तः वा भवत्याः मातापितरौ के कुत्र गतवन्तः एतादृश् कार्यं कुर्वन्ति वा एवं किमपि किमपि तर्जितवन्तः तदन्तरम् अनुजा रोदनं कृतवती अहम् अपि रोदनं कृतवती तदन्तरं ज्ञातवन्तः मातापितरौ आगतवन्तः एवं न करणीयम् इति बाल्य लघुबालाः खलु एवं कृतवन्तः क्षम्यताम् इति मातापितरौ उक्तवन्तः तस्मिन् समये ज्ञातवन्तः किमपि वा कार्यं कुर्वन्तु एकवारं अग्रे दृष्ट्वा करणीयम् नाम मातापितरौ कृते एतादश्य वाक्यानि इतोपि कुत्रापि न वक्तव्यम् एवं न वाचितव्यम् आसीत् स्म इति अहं ज्ञातवती एतादृशी कार्यं सर्वे कुर्वन्ति एव परन्तु अहं किञ्चित् न ज्ञात्वा कृतवती आसम् यदा ज्ञातवती तदन्तरम् अहम् तादृशी कार्याणि कुत्रा कदापि मम जीवने न कृतवती